सर्वेषामपि सस्यानां तेषां तेषामेव कश्चन कालः इति भवति इदानीं यदि केरेट् इत्यादिकं स्वीक्रियते तर्हि तादृशाः ये भूमेः अधः वर्धन्ते तेषां पालनम् शैत्यकाले अत्यन्तं सुलभं भवति यदि ते तानेव यदि वयं वृष्टिकाले वा तेषां कृषिं कुर्मः तर्हि तेषां पालनं किञ्चित् क्लेशाय भवति यतः वृष्टिबाहुल्यात् अन्तः यत् केरेट् भवति अथवा मूलिकाः एकम् येकेपि भवन्ति ते नष्टाः भवन्ति जलाधिक्यात् परन्तु शैत्यकाले तु तथा नास्ति इत्यतः सः कालः अत्यन्तं समीचीनः कालः तादृशानां शाकानां तादृशानां सस्यानामित्येव वक्तुं शक्यते पुष्पसस्यानां तु सर्वदा पालनं सुलभमेव पुनश्च एवमपि भवति सकलेण्ड्सिति भवन्ति तेषां तु पालनम् अत्यन्तं सुलभं भवति अत्यन्तं जलं बहुजलं देयम् इत्यपि नास्ति न्यूनं जलमपि यद्यपि दीयते ते स ते सम्यक् वर्धन्ते अतः तेषां पालनं त्रिश्वपि कालेषु अत्यन्तं सुलभं भवति इति वक्तुं शक्यते पुनः ग्रीष्मकाले विशेषेण एते पादपाः एव पोषणीयाः इति एवं किमपि न भवति जलं किञ्चित् ये यानि सस्यानि भवन्ति तेषां सर्वेषामपि किञ्चित् जलम् अधिकं देयं भवति इत्येव स्थितिः यदि सम्यक् जलं दीयते तर्हि यदि तान्यपि सस्यानि सम्यक् एव पालितानि भवन्ति पुनः ग्रामीणप्रदेशेषु एवमपि अभ्यासः वर्तते यदा तत्र एकं वा कृषिक्षेत्रेषु एकवारं व्रीहेः वपनं क्रियते तत् निवारणमपि क्रियते तदनन्तरं तत्र कश्चन कालः कालावकाशः लभ्यते तस्मिन् कालावकाशे किं कुर्वन्ति सः ग्रीष्मकालसमीपस्थः कालः तस्मिन् काले किं कुर्वन्ति इत्युक्तौ अस्माकं प्रदेशे सौतेकाय् इत्युक्त्वा अथवा कूष्माण्डः वा भवतु एतादृशानां वल्लीनाम् आरोपणं तत्र क्रियते तदा तत्र तेषां कृते जल यद्यपि अपेक्षितं तथापि कृषिक्षेत्रे ये अंशाः गोबरादिकं यद्भवति तत् स्वीकृत्य तस्य साहाय्येनापि एते वर्धन्ते पुनश्च तस्मिन् काले क्षेत्रे व्रीहीणां कृषिः कर्तुं न शक्यते इत्यतः तत्काले एतेषां कृषिः अपि एवं कर्तुं शक्यते इत्येवं कालानुगुण्येन सस्यानां पालनं यदि क्रियते तर्हि सामान्यसस्यानां सर्वेषामपि शाकसस्यानां वा भवतु पुष्पसस्यानां वा भवतु पालनं सुलभमेव इति भासते इतोपि विशेषसस्यानि कानिचिद् भवन्ति तेषां पालनार्थं केचन नियमाः अनुसर्तव्याः भवन्ति इत्येवं सस्यानां पालनविषये किञ्चित् मम ज्ञानं यद्वर्तते तत् एवं उक्तमस्ति